मया कृतेषु शिल्प शिल्पेषु बहुसङ्कीर्णम् अथवा बहुसूक्ष्मम् इति चेत्

एकस्मिन् एकस्यामेव शिलायां देव्याः गणपतेः सूर्यस्य विष्णोः मूर्ति कथनं मूर्तिरचनम् इति तत् बहु सूक्ष्मम् अनन्तरं सङ्कीर्णञ्च आसीत् महता प्रयासेन मया कृतः अन्ते फलञ्च तत् प्राप्तं